गृहीणीभ्यः सर्वेषु क्षेत्रेषु विभ विशेषविभागाः सन्ति एव माध्यमेषु अपि महिलानां कृते विशेषविभागः भवेत् इति चिन्तयामि अपि च तासाम् आसक्तिः भिन्नः भवन्ति आवश्यकता भिन्ना भवति अतः तासां कृते एव पत्रिका माध्यमेषु श्रवणमाध्यमेषु दर्शनमाध्यमेषु च पृथक् विशेषविभागः अपेक्षितः अस्ति च